सामान्यतः अहं पुस्तकानि आपणे क्रीणामि अस्माकं गृहस्य समीपे एव नवकर्णाटकप्रकाशनं इति अस्ति तत्र बहूनि पुस्तकानि मिलन्ति तत्र गत्वा अहं क्रीणामि अनन्तरं पुस्तकं क्रीणामि अनन्तरं तत्र अस्माकं गृहे एव बहूनि पुस्तकानि सन्ति तदर्थं तदेव पठामि तद् पुस्तकं समाप्य एव अहं अनन्तरं क्रीणामि किन्तु अस्माकं गृहे एव ग्रन्थालयं वर्तते तावत् तावत् पुस्तकानि वर्तन्ते तदर्थं तत् प्रथमं पठामि अनन्तरं तद् नास्ति चेत् केचन आसक्ति विषयः पुस्तकानि मम कृते आवश्यकं तद् गृहे नास्ति इत्युक्ते अहं बहिः अपरूपेन गत्वा क्रीणामि नवकर्णाटका इत्यादि प्रकाशने अनन्तरं सेकेण्ड् ह्याण्ड् अथवा न्यूनमूल्यस्य पुस्तकापणम् अस्ति वा इत्युक्ते सेकेण्ड् ह्याण्ड् तथा नास्ति अस्माकं गृहस्य समीपे न्यूनमूल्यस्य पुस्तक आपणमपि तावत् नास्ति परन्तु तत्र आपणे किं डिस्कौण्ट् कृत्वा दास्यन्ति नावकर्नाटकप्रकाशने